उद्योगस्य व्याप्तिः व्याप्तिविस्तारः तन्त्रज्ञानेन भवति कथम् इत्युक्ते वयं कृषिकार्यं कुर्मः कृषिक्षेत्रे किं भवति कदा वृष्टिः आगच्छति कदा आतपः बहु आगच्छति न जानीमः अतः तत् तन्त्रज्ञानद्वारा वयं पश्यामः चेत् कदा बीजनिर्वापः कर्तव्यः कदा तस्य कृते पोषकांशः दद्मः तत् सर्वं तन्त्रज्ञानेन वयं ज्ञातुं शक्नुमः पुनः लोकप्रियतां प्राप्तानां केषाञ्चन नूतन उद्योग उद्योगान् एवम् उद्योगं पूर्वम् यूट्यूबर्स् न सन्ति न सन्ति स्म इदानीं यूट्यूबर्स् सन्ति पुनः ट्रेवेलिङ् ब्लाग् इत्युच्यते यत्र यत्र जनाः गच्छन्ति तत्र सर्वत्र चित्रीकरणं कृत्वा स्थापयन्ति तथापि धनम् आर्जयन्ति पुनः स्टाक् मार्केट् तथापि जनाः धनम् आर्जयन्ति पुनः फ़ूड् ब्लाग् आहारस्य विषये सर्वं स्थापयित्वा एतत् कथं कर्तव्यं पुनः एतत् कथं कर्तव्यम् अन्नं कथं कर्तव्यं रोटिका कथं निर्माणं कर्तव्यम् इति सर्वं यूट्यूब् मध्ये स्थापयन्ति तथा तन्त्रज्ञाने तन्त्रज्ञानस्य उपयोगः अस्ति एव